नमस्ते अमेजान् अद्य मया आर्डर् कृत प्रिण्टर् प्राप्तवान् तत्र प्रिण्टर् तु उत् उत्तमगुणमट्टः तथा तत्र इङ्क् अपि उत्तमरीत्या वर्तते अपि च प्रिण्टिङ्ग् विषये तत्र चिन्ता नास्ति पेकेजिङ्ग् अपि सम्यकासीत् तत्र कम्पनीद्वारा वर्षद्वयस्य वारण्टि अपि च अमेजान् द्वारा प्रैम् मेम्बर्शिप् जनानाम् एकवर्षादिकं गारण्टि दीयते तर्हि तत्र कोपि लोपो नास्ति धन्यवादः